मम जीवनकाले एव मोवैल् यन्त्रस्य आविष्कारः जातः वर्तते ततः पूर्वं मोवैल् यन्त्रस्य आविष्कारः नासीत् केवलं लेण्ड्लैन् दूरभाषायन्त्रस्य एव प्रयोगः अस्माभिः क्रियते स्म यदा मोबैल् यन्त्रस्य आविष्कारः जातः तदा अस्माकं महान् लाभः जातो वर्तते वयं यत्र कुत्रापि स्थित्वा अनेन यन्त्रेण अनेकानि कार्याणि साधयितुं शक्नुमः किञ्च न केवलम् अत्र वार्तामेव कर्तुं शक्नुमः अपि तु सन्देशं प्रेषयितुं शक्नुमः अत्रैव इण्टर्नेट् इत्यस्य उपयोगं कृत्वा पुस्तकानि अपि पठितुं शक्नुमः देशविदेशेषु ये पुस्तकालयाः वर्तन्ते तानपि द्रष्टुं शक्नुमः